प्रभातम् हा सुप्रभातं भवती पूजा जर्नलिस्ट् वा अहं चन्द्रन् हा अ अहं चन्द्रला वाहिनीतः दूरवाणीं कृतवती हा हा मम अस्माकं वाहिन्याः नाम सुवर्णवाहिन्याः वाहिनी इति वयम् एकं कार्यं दत्तवन्तः हुब्बल्लिनगरे किञ्चित् किञ्चित् किञ्चित् समस्याः कृते जनसमस्याः कृते माहिति लब्धं वा भवति ओ एवं हा तद् कुत्र कुत्र वदतु हा वदतु कुत्र कुत्र सन्ति जलन्यूनता

त्रयः सन्ति वा हा त्रयः त्रयाणां मध्येपि सा सर्वदा ज जलनून्यता सन्ति वा अस्ति वा अस्तु

कष्टं पृष्टं पृष्टवती पृष्टवती ह आम् ओ एवं वा तद् समानमेव आसीत् वा अस्तु ओहो हा वयं निश्चयेन तद् सर्वे डिटे डिटेल्स् स्वीकृत्य वयं तद् निश्चयेन प्रे प्रेष प्रेषयिष्यामः तद् जनानां कृते अपि तद् तद्विषये ज्ञातुं ज्ञातुम् एव तद् भवती भवति भवति सर्वे माहितिं स्वीकृत्य अस्माकं वाहिनीम् आगच्छतु वयं तद् एडिट् कृत्वा सर्वे वयं तद् जलन्यूनताविषये वयं प्रेषयिष्यामः तद्विषये भवत्याः सहायं बहु बहु अस्ति धन्यवादः बहु आम् आम् निश्चयेन वदतु ओ तद्

हा अस्तु अहं तद् प्रेषयिष्यामि तद् वाट्सप् मध्ये अहं सङ्केतं प्रेषयिष्यामि तदनन्तरं तेषां गृहस्य परिस्थितिः अपि भवती स्वीकृतवती वा तद् वीडियोस्

ओ धन्यवादः वयं निश्चयेन तद् प्रेषयिष्यामः हुब्बल्ळिनगरे जलनूनता बहु सन्ति इति सर्वेषां कृते एतद् ज्ञा ज्ञातुम् एव अस्तु धन्यवादः भवती श्वः आगच्छति वा वाहिनी हा त हा अस्तु भवती एकवारम् अस्माकं वाहिनीम् आगत्य तद् सर्वे माहितिं ददातु अस्तु वा हा चलति चलति चिन्ता नास्ति तद् हा अस्तु अस्तु धन्यवादः तद्माहिति तदनन्तरं वीडियोस् तदनन्तरं तेषां तेषां सङ्केतः दूरवाणीं सङ्ख्यां सर्वे स्वीकृत्य कृपया श्वः आगच्छतु धन्यवादः बहु धन्यवादः राम् राम्